नमस्ते मया एकघण्टायाः प्राक् स्विग्गितः क्वथितम् एवं दोसा चट्नि एतत्सर्वम् आनीतमासीत् किन्तु तत्र क्वथितं बहु पूतमस्ति सम्यक् नास्ति तद् चट्नि अपि सम्यक् नास्ति तत्र लवणमेव न स्थापितम् दोसा अपि क्रिस्पि नास्ति मया क्रिस्पि दोसा उक्तमासीत् अतः एतत्सर्वं परिवर्त्य नूतनं पुनः प्रेषयन्तु